संस्कृतस्य इतिहासः अत्यन्तं प्राचीनः संस्कृतवाङ्मयं विशेषेण अवलोकयामः चेत् अस्माभिः ज्ञायते अस्य संस्कृतवाङ्मयस्य मूलस्रोतः अस्ति वेदाः केचन वदन्ति ईश्वरः स्वयं वेदानां सृष्टिं कृतवानिति अन्ये केचन वदन्ति अपौरुषेयाः एते वेदाः इति तादृशाः वेदाः अत्यन्तं प्राचीनतः सन्ति तदनन्तरं क्रमेण वेदाङ्गानां सृष्टिः जाता शिक्षा व्याकरणं छन्दः निरुक्तं ज्यौतिषं कल्पः इति अङ्गानि तदनन्तरं धर्मशास्त्रं मीमांसा पुराणानि न्यायः एवं रूपेण शास्त्राणामपि आरम्भः जातः तत्रापि संस्कृतस्य क्रमः यथा यथा वर्धितः तथा प्रथमपर्याये सूत्राणां निर्माणं जातं सूत्राणि कीदृशाणि नाम अल्पाक्षरमसन्तिग्धं सारवद्विश्वतोमुखम् अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः इति सूत्रस्य अर्थः ता तेषां निर्माणं जातं तदनन्तरं सूत्राणि उद्दिश्य भाष्यस्य रचना जाता सूत्रार्थः यत्र वर्ण्यते स्वपदानि अपि वर्ण्यन्ते तदेव भाष्यमिति वदन्ति अनन्तरं क्रमेण वार्तिकं कारिकाः एतादृशस्य ग्रन्थस्य निर्माणं संस्कृते जातम् क्रमेणसाहित्यं संस्कृतं यथा वर्धितं तथा काव्यानि आगतानि दृश्यकाव्यानि श्रव्यकाव्यानि तत्रापि गद्यं पद्यं चम्पूः नाटकम् इत्थं संस्कृतस्य इतिहासः वर्तते एवम् इयं भाषा कालेन सह विकसनं प्राप